नमो नमः अहं रेवती अस्मि अहं भवतः एकस्य चालकस्य विरुद्धं शिकायतां पञ्जीकरणं कर्तुम् इच्छामि स्म ह्यः अहं मम परिवारस्य कृते उबेर् बुक् कृतवान् वयं भ्रमणार्थं कृते राम्टेकं गन्तुम् इच्छामः अद्य प्रातः अष्टवादने सः आगन्तुं युक्तः आसीत् अधुना प्रातः दशवादनम् अस्ति तथापि सः अद्यपि प्रतिक्रिया न दत्तवान् अहं तं बहुवारम् आहुतवान् सः कदापि एकं न चिनोति स्म तस्य टेक्सी नम्बर् एम् एच् टु फ़ैव् ए डब्ल्यू ज़िरो टु थ्री नैन् इति अस्ति